मया स्वयंचालितम् अनुवादं गूगल् म्याप् सर्वमपि उपयुक्तमस्ति किन्तु संस्कृतस्य विषये अथवा भारतीयभाषाणां विषये इति यदा चिन्तयामः तदानीं तेषाम् एफ़िशियन्सि सम्यक् नास्ति ते सम्यक् कार्यं न कुर्वन्ति यथा स्वयं चालितानुवादयन्त्रेषु क्विल्बोट् इत्यादिकम् अस्ति यत्र आङ्ग्लभाषायाः सम्यक् अनुवादः अपि भवति तस्य स्पेल् चक्कर् अपि भवति प्याराफ़ेस् अपि भवति तत् सर्वं कार्यं बहु उत्तमतया क्रियते तादृशं किमपि भारतीयभाषाणां कृते नास्ति यत्र भारतीयभाषायाः सम्यक् अनुवादः स्यात् केवलं गूगल् प्रोडक्ट् यदस्ति गूगल् ट्रास्लेटर् इति गूगल् अनुवादिका तत्र किञ्चित् भाषान्तरणस्य तदा अनुवादस्य विषयाः सन्ति हिन्दिभाषायां तथा अन्यत् भा भारतीयभाषासु च अनुवादाः लभ्यन्ते किन्तु तेषां समीचीनता तावत् नास्ति तदर्थम् अस्माभिः नूतनं किमपि कर्तव्यमेव इति भाति ते समीचीनाः न सन्ति इति मम अभिप्रायः